नमोनमः अरे महोदया पूर्वं भवती तु अस्माकं शालायाः बहिः पानिपूरि इत्यस्य स्टाल्

अस्तु अहं पूर्वं न खादितवान् कथं निर्मीयते मोमोज् इति अस्तु ददातु एकवारं अरे एतत्तु बहु सम्यक् अस्ति कथं निर्मीयते अस्य कथं निर्माणं भवति एतस्य अहं मातरं वक्ष्यामि

आम् आम्

आम् आम् भो भो मुखे जलमागतं वा

अत्र विशिष्टं केवलं सास् एव अस्ति तत् अन्यत् तु सर्वम् अत्र विशिष्टं केवलं सासमेव अस्ति अन्यत् सर्वं तु अस्माकं सामान्यजीवने यत् भवति तत् एव अस्ति मरीचिका इति आम् अहं मातरं वक्ष्यामि आम् अस्तु मूल्यं कियदस्ति एतत् अहो दशरूप्यकाणि एवं तत्तु बहु सम्यक् अस्ति अल्प धनेनैव अस्तु बहु धन्यवादः धन्यवादः बहु धन्यवादः भवतां आम् अवश्यमेव आगमिष्यामि धन्यवादः